बालकालात् आरभ्य पञ्चमकक्षापर्यन्तं मम आवासः सर्वं मातामही मातामहः पार्श्वे एव जाता तदन्तरं षष्ठमकक्षादारभ्य छात्रावासं प्रतिगतवती गमनसमये मम पितृव्यः आगत्य तत्र त्यक्त्वा गतवन्तः आसीत् तदनन्तरम् अहं पुनः अष्टमकक्षापर्यन्तं तत्र एव पठितवती यदा अष्टमकक्षातः दशमकक्षां पर्यन्तं पठितुम् अन्यत्र अन्यस्मिन् विद्यालयं प्रतिगतवती तत्र अहं चिन्तितवती अहं कुत्र आगतवती किं पठन्ती अस्मि किं करणीयम् इति किमपि न अवगत आसम् परन्तु समापि समाप्य यदा दशमकक्षासमाप्यानन्तरं प्लस्वन् प्लस्टू पठितुम् अत्र तिरुपतिं प्रति आगतवती किं करणीम् अत्र आगतवती विश्वविद्यालये संस्कृतम् इति वदन्तः सन्ति किम् इति अहं न जानामि स्म परन्तु सर्वं मम कृते मम पितृव्यहस्य एव सर्वं अहं वचनं पितृव्यस्य वचनम् एव शृणोमि सः यथा उक्तवान् अहमपि तथैव कृतवती तथा मम प्लस्टू समापितवती शास्त्रिमपि तथैव कृतवती इदानीम् आचार्यं पठन्ती अस्मि इदानीम् अपि किमपि अहं निर्णयः स्वीकरणीयं इत्युक्ते पितृव्यः यदा वदति तदेव अहमपि शृनोमि